अहं मम अग्रजेन सह वीडियो कान्फ़ेरेन्सिङ्ग् कृतवान् तत् तद् अस् अस्ति दशम कक्षायाम् अहं यदा पठनासीत् तस्मिन् काले सः यु एस् मद्ये निवसन् आसीत् तत्र सः आनन्देन सह वार्तालापं कृतवान् अहम् अधुनापि स्मरामि मर स्मर्यते यदा सः वीडियो कान् वीडियो कान्फ़रेन्सिङ्ग् कृतवान् तस्मिन् काले गृहात् सर्वेषु जनेषु एकत्री भूत्वा एकस्थाने सर्वं मिलित्वा तद् वार्तालापं कृतवान् तस्मिन् काले एव ह तस्य मम अग्रजस्य ह शिशुः जन्मजातः एवं तत् हर्षोल्लासः आनन्दितः यद् क्षणमस्ति मम कृते अहं तद् न विस्मर्तुं शक्नोति एवं तस्मिन् काले यदा अहं यावत् आनन्दं प्राप्तवान् तद् न वक्तुं शक्नोमि इति इति किमर्थमित्युक्ते तत्र एकं नूतनः सदस्यान् दृष्ट्वा एवम् एकं बालकं दृष्ट्वा मनसि यः आनन्दः हर्षोल्लसितुम् आगच्छति तद् शब्देन न वक्तुं शक्नोमि एवम् अत्र यदा वीडियो कान्फ़ेरेन्सिङ्ग् आसीत् तस्मिन् काले किञ्चित् वृष्टिबाधकारणात् एव किञ्चित् कनेक्षन् प्राब्लम् आगतं तत् तद्विहाय अन्यद् ह किमपि यद् अस्ति चेत् तत्तु समीचीनमेव आसीत् एवम् अहं तदनन्तरं यदा प्रत्यक्षं मेलनं कृतवान् तस्मिन् मध्ये अपि तावदेव आसीत् इत्युक्ते यत् यदा अहं वीडियो कान्फ़ेरेन्सिङ्ग् मध्ये एतत् समीचीनमस्ति ह तत्र अहं प्रत्यक्षं द्रष्टुं शक्नोमि एवं वार्तालापमपि कर्तुं शक्नोमि परन्तु असम् न रोचम् रोचमानं पदं किम् इत्युक्ते तत्र प्रत्यक्षं यदस्ति प्रत्यक्षं विहाय अन्यद् ह किमपि भवतु तद् समीचीनं तद् सर्वदा सर्वथा न भवितुम् अर्हति

इत्युक्ते तत्र तद् यद्भावं वर्तते तद् न आगन्तुं शक्नुमः इति कारणात् वीडियो कान्फ़रेन्सिङ्ग् सम्यक् तु अस्ति परन्तु तद्भावस्य विल विहेलनं करोति एवं तत्र भावः भावन्यूनं न जातं भवति इति मम सम् मम मतमस्ति